यात्रा पत्रप्राप्तौ वसतिगृहरक्षणे यात्रासमयज्ञाने रेलमञ्च सङ्ख्या परिज्ञाने रेलस्थानं वा वासनिर्वासस्थानानि इत्यादीनां ज्ञाने परिवहनस्य सुगमतायां च तन्त्रज्ञानेन अतीव महत्त्वपूर्णतया सहायता अभवत् यतो हि वयं यद्यपि यदि वयं कुत्रचित् गन्तुम् इच्छामः तर्हि आदौ किं भवति स्म अस्माभिः स्थानकं बस्स्थानकं रेल्स्थानकं विमानस्थानकं वा गत्वा तस्य आरक्षणम् इत्यादिकं प्रष्टव्यं भवति स्म पुनः तत्र यत्र गच्छ गन्तुम् इच्छामः तत्र गमनात् गमनात् अनन्तरमपि तत्र निवासस्थानस्य कृते अस्माकं क्लेशः भवति स्म परन्तु इदानीन्तनयुगे तन्त्रज्ञानस्य तन्त्रज्ञानस्य क्र कारणेन गृहे उपविश्य एव यात्रा यात्रातः प्राक् एव वयं यात्रासमयः तत्र आरक्षणस्य उपलब्धता आरक्षणं तथा च निवासस्थानस्य उपलभ्यता उपलब्धता गृहे स्थित्वा अल्पसमये एव सर्वं ज्ञानं वयं प्राप्तुं समर्थाः भवामः अतः अहं निश्चयेन वक्तुम् इच्छामि यत् एतेषु सर्वेषु विषयेषु तन्त्रज्ञानेन सहायता भवति इति निश्चयमेव